हा मम छायाचित्रस्य कृते यदि वक्तव्यं चेत् यदा अहं पञ्चदशवर्षीयः आसम् तदा अहम् एकस्य वनस्य चित्रं स्वीकृतवान् यतोहि छायाचित्रं मम रुचिः भवति अतः तदा आरभ्य एव छायाचित्रं स्वीकरोमि ततः अनन्तरं बहूनि चित्राणि अहं स्वीकृतवन्तः किन्तु प्रथमं चित्रं आसीत् एकस्य वनस्य चित्रं आसीत्